विविधपादपानां परिपालनतन्त्राणां विषये ज्ञातुं अहं पुष्पप्रदर्शनं वा प्रदर्शनशालां वा न गच्छामि आदौ यदा अहं वाटिकां स्ठापितवती तदा एकदा वा द्वित्र तत्र गत्वा दृष्टवती परन्तु तत्र किमपि मम उपयोगाय न अभवत् इदानीं किम् करोमि सस्यं वा बीजं क्रयणसमये एव अहं तत्रैव पृच्छामि कथं करणीयं कुत्र वपनीयं कीदृशमात्राजलम् अवश्यकम् अस्ति आतपः अवश्यकः वा एवं विषयान् तत्रेव अहं पृच्छामि तथैव अहं अत्र अनुसरणं करोमि किमभवत् इत्युक्ते अत्र ट्रयल् एण्ड् एरर् वदन्ति खिल तादृशी एव मम प्रयोगः चलन् अस्ति बहु सस्याः पादपाः नष्टाः अभवत् परन्तु तत्र किमपि अहं पठन्ती अस्मि अनुभवः एकः बृहत् पाठः खिल तत् अनुभवेन अहं पठन्ती अस्मि परन्तु क पुष्पप्रदर्शनार्थं वा प्रदर्शनशालां वा न गच्छामि कि कु किञ्चित् पुस्तके पठामि नो चेत् कोऽपि जानन्ति चेत् तेषां प्रति चर्चां करोमि नो चेत् अहमेव स्वयं किमपि प्रयोगं करोमि कर्तनं करोमि अहमेव अदौ किञ्चित् नष्टं भवति चिन्ता नास्ति तदनन्तरं स्वयं पठनमेव बहु उत्तमं खिल अतः स्व अनुभवं प्राप्य स्वशिक्षणं प्राप्य मम प्रयोगं कुर्वती अस्मि अहं मम वाटिकायाम्